नमोनमः भोः

आम् का समस्या

आं वा तर्हि भवान् कारयानं तत्रैव त्यक्त्वा गच्छतु अहम् आगत्य पश्यामि किं समस्या अस्ति कार्याने इति तर्हि आं वा तर्हि कियत् वर्षजातं भवान् कार् स्वीकृत्य आं वा तर्हि सर्वं सम्यक् वा पेट्रोल् वा तैलं वा अस्तु तर्हि यत् क किमपि एकम् अवयवं तत्र नास्ति चेतपि यत् समस्या उद्भवति हा तर्हि भवान् तत्रैव कार्यानं त्यक्त्वा अग्रे गच्छतु अहं तत्रैव आगत्य भवतां कार्यानं पूर्णतया सज्जीकृत्वा किं समस्या आसीतिति दृष्ट्वा सर्वं सज्जीकृत्वा भवतां पुनः अं सूचयामि आं वा अस्तु तर्हि भोः भोः पश्यतु भवतां कारयानस्य तैलं बहु न्यूनं भवेत् तत् कारणेन एव अ यत् समस्या उद्भवति यदि तैलस्य मात्रा अधिका भवति चेत् भवतां कारयानं सम्यग् रीत्या कार्यं करोति पश्यतु अनन्तरम् एकं यद् तद् द्वारस्य एकम् अवयवः नास्ति तद्कारणेन द्वारस्यपि ध्वनिः एव आगच्छति यदि तद् सम्यक् करोति चेत् भवतां किमपि अन्यत् समस्या न उद्भवति भवतः भवतः कार्याने तर्हि एतद् द्वौ समस्या अस्ति पश्य तर्हि एतस्य एकशतम् इति धनं प्राप्य आवश्यकं तद् हां यदि दास्यति चेत् अहं त्वरितरीत्या एवं कार्यं समाप्य भवता तत् अहं कार्यानं सज्जं करोमि तर्हि मम दूरवाणीसङ्खायाः उपरि भवान् एकशतं रूप्यकाणि पे प्रेषयतु अहं स्वीकृत्य तद् यद् अवयवः अस्ति तद् आनीत्वा फ़िट् कृत्वा सर्वं सम्यक् कृत्वा भवतां कृते भवतां कारयानं सज्जीकृत्वा दास्यामि आम् अस्तु तर्हि